अवश्यं संस्कृतभाषायाः अस्माकं राज्ये मम राज्ये कर्नाटकराज्ये संस्कृतभाषायाः योगदानं वर्तते कथं योगदानं वर्तते इति प्रश्नः सहजः सहजः स्यात् अतः अहं धैर्येण वक्तुं शक्नोमि यदि कश्चन संस्कृतभाषां न जानाति स्म चेत् तर्हि अस्माकं राज्ये देवालयानि वर्तन्ते तत्र ते कथं पूजादिकं ज्ञात्वा कर्तुं शक्नुवन्ति वा इति चेत् न यदि संस्कृतज्ञानं वर्तते तर्हि तर्हि केवलम् सः तत्र पूजादिकं सम्यक् कर्तुं शक्नोति यदि पूजाविषयेति केवलमिति वा इत्युक्ते न केवलं पूजविषये इति न अपि तु आचारपद्धतिविषये अवश्यं संस्कृतभाषाज्ञानं विना संस्कृतभाषाज्ञानं विना सः किमपि कर्तुं न शक्नोति यदि कश्चन इङ्ग्लीश् जानाति सः एतादृशविषयेषु अवश्यं तस्य किञ्चिदपि ज्ञानं न वर्तते यदि संस्कृतभाषां जानाति तर्हि केवलम् आचारविषये सः ज्ञातुं शक्नोति न तु इङ्ग्लिष् पठनेन अथवा अन्यभाषा ज्ञानेन एतादृश एतादृशज्ञानस्य ज्ञानं न भवति अतः अवश्यं संस्कृतभाषायाः अस्माकं कर्णाटकराज्ये योगदानं बहु वर्तते अहं केवलं द्वित्रि उदाहरणं उदाहरणानि दत्तवान् एवं बहुषु स्थानेषु संस्कृतभाषायाः योगदानं वर्तते अवश्यं तस्य प्रयोजनमपि अस्माकं राज्यं यत् कर्नाटकराज्यं वर्तते तत् प्राप्यमानं वर्तते इति अहं धैर्येण वक्तुं शक्नोमि